गतवर्षेषु भारतीय अर्थव्यवस्थार्थं वर्धिता इति चेत् प्रधानमन्त्री माननीयप्रधानमन्त्री मोदिना बहु भारतीय अर्थव्यवस्थायाः वर्धनार्थं वर्धनार्थं बहु कार्याणि कृतानि बहवः सम्मे बहु बहूनि सम्मेलनानि आयोजितानि तथा च भा भारतवर्षे बहवः पाश्चात्याः बहिर्देशीयाः कम्पनीम् आहूय अत्र व्यापारयितुं अत्र व्यापारं करोतु इति प्रधानमन्त्रिणा मोदिना उक्तं यतो हि यदि बहुराष्ट्रीय कं कम्पनी इत्यादयः इत्यादयः अत्र आगच्छन्ति चेत् तदा अत्रत्याः जनाः व्यापारं लब्धुं शक्नुवन्ति एवं प्रकारेण भारतीय अर्थव्यवस्थायां ए एकं कारणं ई इदमपि अस्ति तथा च डिजिटल् क्षेत्रे अपि ब्लोगिङ्ग् इत्यादिकम् इत्यादिकक्षेत्रे अपि बहु प्रसारः अभूत् यस् यस्मात् कारणात् तस्मिन् क्षेत्रे अपि बहु वित्तमागतम् आगतः वित्तमागतम् अतः तेनापि अर्थव्यवस्था प्रभाविता जाता